हरिओम् आ नमस्ते आं सत्यं महोदय मम नाम सतीशः आम् आं स्वागतम् अहम् योग कक्षां चालयामि बालानां कृते प्रौढानां कृते एवं वृद्धानां कुते प्रतिदिनं सेशन् त्रयं करोमि महोदय अत्र वदतु प्रातः काले षड्वादनतः सप्तवादनपर्यन्तम् पुनः मध्याह्ने द्वादशवादनतः सार्धैकवादनपर्यन्तम् एवं सायङ्काले सार्धपञ्चवादनतः सार्धषड्वादनपर्यन्तम् योगं पाठयामि ओहो प्रातः काले तत्र भवान् योग कक्षां प्रवेष्टुम् इच्छति वा आ उत्तमं महोदय तत्र भवतः वयः किम् हा हा त्रयोविंशति वर्षीयः वा आं प्रा प्रातः काले अहं बालानां कृते पाठयामि अर्थात् पञ्चदशवर्ष आ आ मितं वयः भवेत् भवान् वदति त्रयोविंशति इति अर्थात् भवतः सेशन् सायङ्काले भवितुमर्हति किं भवान् सायङ्काले आगन्तुं शक्नोति वा आं समीचीनं तर्हि पुनः आन्लैन् कक्षां पुनः एकं सेशन् आरम्भणीयं तद् अग्रिम सप्ताहतः आरम्भः भविष्यति अतः भवान् पुनः एकवारं दूरवाणीं करोतु अहम् तद्विषये अधिकं विवरणं दास्यामि अस्मिन् शनिवासरे भवान् पुनः सम्पर्कं करोतु महोदय हा हा भवान् किं योगाभ्यासं नाम आसनादिकं कर्तुम् इच्छति या केवलं ध्यानम् एतादृशम् आ हा समीचीनं समीचीनं आ तर्हि आ भवता आन्लैन् द्वारा आरम्भे कक्षायाः परिचयः भवति नाम योगः नाम कः योगः कथं कर्तव्यः किमर्थं च कर्तव्यः इति परन्तु आन्लैन् सेशन् समाप्ति अनन्तरं आफ़्लैन् द्वारा यदि भवान् अस्माकं केन्द्रम् आगच्छति तर्हि महते लाभाय कल्पेत आ अस्माकं केन्द्रं बेङ्गलूरनगरे राजराजेश्वरी नगरे एकं केन्द्रम् अस्ति आ एवं तत्र मल्लेश्वरेपि एकं केन्द्रम् अस्ति केन्द्रद्वयमेव अस्ति बेङ्गलूरुनगरे अतः भवतः गृहं कुत्र अस्ति महोदय आ हा समीचीनम् हा समीचीनम् आन्लैन् तु भवान् गृहतः कर्तुम् अर्हति किन्तु आफ़्लैन् कक्षार्थं भवान् मल्लेश्वरं एव आगच्छतु तत्र सुकरं भवति तर्हि भवान् रविवासरे अधिकं समयं दातुं शक्नोति वा आ यतः हा रविवासरे विशेष अभ्यासं करिष्यामः तत्र होराद्वयात्मक अभ्यासः भविष्यति अतः यदि तत्र भवान् भागं वक्षति तर्हि अधिकलाभः भवितुमर्हति महोदय समीचीनम् आ मा विस्मरतु अस्मिन् शनिवासरे पुनरपि एकवारं सम्पर्कं करोतु दूरवाणीं करोतु हा समीचीनं महोदय महान् सन्तोषः आम् इदानीम् योगे बहूनां अभिरुचिः वर्धमाना अस्ति अतः भवतः आगमनेन अन्यानपि तत्र योग अभ्यासे योजयतु आ प्रेरयतु मित्राणि अपि आनयतु भवान् अस्तु हा महान् सन्तोषः महोदय आ धन्यवादाः मिलामः महोदय राम् राम् आ राम्